मह्यं भवतः भवताम् उडुपि ग्रेण्ड्तः यद् किचडि मया पूर्वम् आर्डर् कृतं वर्तते तद् बहु सम्यक्तया वर्तते तस्मिन् समीचीनतया भवन्तः पदार्थान् उपयोगं कृतवन्तः तर्कारी तत्र ऐटम्स् यद्यद् उपयोगं कृतं तत्सर्वं सम्यक् वर्तते अतः मह्यं भवन्तः कृपया पुनश्च तदेव किचडीम् तदेव तानेव पदार्थान् स्वीकृत्य सें तदेव किचडीम् अपेक्षितं पुनः तद् आर्डर् अपेक्षं कृपया तद् आर्डर् कुर्वन्तु कृत्वा मम अड्रेस् प्रति प्रेषयन्तु